ऊबर् गो इति ट्याक्सि बुक् कृतवती वाहनं बहु मलिनमस्ति सीट्स् अपि आसन्दाः समीचीनाः नास्ति चालकः अपि बहु कठिन पदानि उपयुज्य सम्भाषणं करोति मम इदानीं मम प्रतिक्रियां स्वीकुर्वन्तु